मया श्रोतुम् अत्यन्तम् इष्यमानानि गीतानि नाम संस्कृतगीतानि तानि गीतानि पुस्तकेन इत्युक्ते इदानीं दूरवाणी जङ्गमदूरवाण्यामपि लभ्यते यूट्यूब् मध्ये लभ्यते अथवा अन्यैः प्रष्यते प्रेष्यन्ते गीतानि प्रेषितानि गीतानि अहमेव अन्विष्य श्रुणोमि तद्वत् एव पुस्तकं सर्वं दृष्ट्वापि तानि गीतानि अहं स्वयमेव गायामि श्रुतं पठित्वा अहमेव गायामि तेन सन्तोषमनुभवामि अनन्तरं स्तोत्राणि गीतरूपेण एव भवन्ति स्तोत्राणि ललितासहस्रनामस्तोत्राणि विष्णुसहस्रनामस्तोत्राणि अनन्तरं भगवद्गीतास्तोत्राणि इत्यादि अपि गीतरूपेण एव अहं सर्वदा श्रुण्वती भवामि गीतानां श्रवणेन मानसोल्लासः भविष्यति अनन्तरं गृहकृत्यं कुर्वती कुर्वती एव तादृशं गीतम् इत्यादिकं भजनगीतम् इत्यादिकं श्रुण्मः चेत् अस्माकं कार्यमपि शीघ्रं शीघ्रं समाप्यते अनन्तरम् उत्कृष्टं भविष्यति कार्यम्